हा वदन्तु कति दिने अपेक्षितं भवति नास्ति नास्ति दिनद्वये न शक्यते वस्तुतः इदानीं विवाहाः अधिकाः सन्ति तदर्थं कार्यक्रमाः अधिकाः सन्ति तदर्थं दिनद्वये एव दातुं न शक्यते यदि यदि दिन हा यदि दिनद्वयम् अपेक्षितं भवति दिनद्वये एव अपेक्षितं भवति तर्हि धनाधिकं भवति शक्यते वा हा परं धनाद् किं शीघ्रं दातव्यं खलु भवन्तः कृते तदर्थं धनाधिकं भवति हा पश्यन्तु पश्यामः इदानीं वस्त्रविन्यासं कीदृशम् अपेक्षितमिति एकवारं पश्यन्तु हा पश्यन्तु इदं भवतु वा आं अस्य द्विसहस्रमस्ति वस्तुतः इदानीं साम् इदं सामान्यमस्ति पश्यन्तु इदा इदमपि द्विसहस्रमेव एवं न न न न यदि दिनानि अधिकानि भवन्ति तर्हि अहं धनं न्यूनं कर्तुं शक्नोमि नास्ति चेत् न आं न न न हा हा इदानीं किञ्चिद्दातव्यमेव अड्वान्स् इति तथा न इदानीं सामान्यं यद्भवति तदेव धनाधिकं भवति खलु एवं अन्यत्रापि गत्वा पृच्छन्तु इदमेव अन्यत्र द्विसहस्रमेव अस्ति अस्तु अस्तु एतावद् यत्नः कुर्वन्तस्सन्ति अस्तु अहं हा न्यूनमेव स्वीकरोमि धन्यवादः